टु तौसेण्ड् नैण्टीन् इति संवत्सरे चैना इति देशे कोविड् इति नाम्ना कृमिकीटः उत्पत्तिः कृमिकीटस्य उत्पत्तिः भवति तत् शीघ्रतरं देशान्तरं भूमण्डलेः पर्यन्तं व्याप्य सर्वमनुष्येषु मध्ये दूरं द् दूरं कृतवन्तः तस्मिन् समये प्रयाणसमये प्राणः प्राणः प्रयाणस्य बहु क्लिष्टतरमस्ति यत्रापि वाहनानि त्रिचक्रवाहनानि द्विचक्रवाहनानि कुत्रापि नास्ति यः कश्चित् कठिणसमये नाम ए कश्चिद्देशे वयं वयं स्थितः चेत् तदा गोर्मेण्ट् सहायेन तद् देशादारभ्य अस्माकं देशं प्रति आगतवन्तः जनाः मम मम नगरेषु अपि तथैव परिस्थितिः अस्ति एव